मया पिज़्ज़ा रोचते यतोहि एतत् केवलम् एतावत् स्वादिष्टं सन्तोषजनकं च अस्ति स्वादानां द्रवितपनीरस्य कुर्कुरे क्रस्टस्य च संयोजनं केवलम् अप्रतिरोध्यम् एव पिज़्ज़ा एकः सम्यक् संयोजनः अस्ति यत् भवतः यत् भवन्तः स्वस्य रु रुच्यनुसारं अनुकूलितुं शक्नुवन्ति अधिकं पिज़्ज़ायाः स्वादिष्टं स्लैस् भुक्त्वा न केवलम् आरामदायकं सन्तोषजनकं च भवन्ति निश्चितरूपेण मम सर्वकालप्रियभोजनेषु पीज़्ज़ा अस्ति एव